वेदाध्ययननिरतस्य चर्या कथं भवेत् इत्युक्तौ यः वेदम् अध्ययनं कृतवान् तर्हि अवश्यं तस्य कर्तव्यं षट्कर्माणि अवश्यं नियतरूपेण भवन्ति अध्ययनम् अध्यापनम् यजनं याजनं दानं प्रतिग्रहणं इति षट्कर्माणि विहितानि भवन्ति वेदाध्ययननिरतस्य पुरुषस्य तर्हि अवश्यम् इमानि कर्माणि कर्तव्यानि एव तेन तेषु वेदाध्ययननिरतस्य अवश्यं कर्तव्यं कर्म किमित्युक्तो स्वाध्यायः अवश्यम् अध्येतव्यः पुनः अध्यापनीयश्च केवल वेदाध्ययनेन विना अध्यापनेन इदानीं पुराणेष्वपि क्वचित् स्थलेषु दृश्यते स्पष्टतया यः वेदमधीते अथवा यः वेदाध्ययनं कृत्वा पुनः न अध्यापनं न करोति अथवा न क्रियते चेत् तस्य ब्रह्मराक्षसत्वम् इति कश्चन दोषः तस्य आपतति अथवा तस्य कृते आगच्छति इति तत्र सुस्पष्टम् उक्तम् इत्युक्तो अध्ययनान्तरम् अध्यापनं किञ्चित् अध्ययनेन लवलेशाध्ययनेनापि पुनः तदनन्तरं पुनः सा विद्या पुनः प्रदेया यस्मै कस्मैचित् इति तत्र तु नियमः अस्ति वेदाध्ययननिरतस्य अवश्यं कर्तव्या चर्या एषा इति मनसि आधृत्य तेन जीवनम् अवश्यं यापनीयं पुनः वेदाध्ययनं कृत्वा तन् मनसि मया अध्याप मया इदानीं वेदः अध्याप्यते किल येषः मम हस्ते स्वायत्तः भवतु इति धिषणा तु कदापि अस्य वेदाध्ययननिरतस्य न भवेत् पाठनीयं यदि न श्रुणोति अवश्यं तद् शिष्यं त्यजेत् इति नियमः अस्ति केवलं त्यजेतु तावदेव परञ्च दण्डेन न हन्यात् दुष्टवाक्यैः न शापादिकं किमपि दुष्टवाक्ये न शपति इति नियमः अस्ति तर्हि तद् किमपि वेदाध्ययननिरतस्य न कर्तव्यम् इत्यपि मनसि अवश्यम् अयं विषयः स्थापनीयः